यदि अहम् अन्यदेशं गन्तुम् अवकाशं प्राप्नोमि तर्हि अहम् आम् बहून् देश् देशान् गन्तुम् इच्छामि यथा देश देशाः भवन्ति प्रथमस्तु भवति स्विज़र्ल्याण्ड् इति द्वितीयः भवति ब्रज़िल् इति तृतीयः भवति तृतीयः भवति इङ्ग्ल्याण्ड् इति पुनः एकः देशः भवति अस्ट्रेलिय इति इति चतुर्षु देशेषु अहं गन्तुम् इच्छामि यतोऽहि अहं स्विज़र्ल्याण्ड् गन्तुम् इच्छामि यतैः तत्र तत्र प्राकृतिक सौन्दर्यम् अतीव रमणीयमस्ति तत्र पर्वतादयः सन्ति पुनः बहु रमणीयं डिश्नि ऐल्याण्ड् इत्युच्यते तत्र अस्ति तस्मात् तत्र अवश्यम् एकवारं गन्तव्यं मया पुनः भवति इङ्ग्ल्याण्ड् इङ्ग्ल्याण्ड् देशस्य तु सः राहा बहु समीचीनाः तेषां व्यवस्थाः अपि तेषाम् शहराणां शहराणां व्यवस्थाः अपि बहु रमणीयाः तस्मात् तत्रापि अवश्यं गन्तव्यं पुनः एकं त्यक्तम् अस्ति तद् भवति प्यारीस् इति प्यारीस् अवश्यं गन्तव्यं तत्र ऐफ़ेल् टवर् इत्यादिकं द्रष्टव्यं पुनः ब्राज़िल् ब्राज़िल् मध्ये एकः एका मूर्तिः अस्ति भवतः शिष्टस्य तत् मूर्तिं द्रष्टुम् आम् अवश्यं गच्छामि पुनः भवति आमाज़ान् इति नदी तत्र आमाज़ान् इति नदीं द्रष्टुम् अपि अहं गच्छामि पुनः ब्राज़िल् इत्यस्य देशस्य रमणीयं भौगोलिकं परिवेशं परिवेशं द्रष्टुम् अहम् इच्छामि इति